तत्र तावत् वेदोक्तकर्माणि यानि सन्ति तेषां कर्मणां तावत् माहात्म्यं विद्यते एव तदनुष्ठाने च अस्माभिः सर्वदा मनः समीचीनतया संस्थानं कृत्वा अनुष्ठानं कर्तव्यं भवति किन्तु प्रकृते तावत् मानवाः कर्मकाण्डं यद्विद्यते अथवा वेदोक्तकर्माणि यानि सन्ति तेषां फलं यद्विद्यते तच्च साक्षात् प्रत्यक्षरूपेण न प्राप्यते इति कृत्वा तद्विषये तेषां मनुष्याणां विश्वासः नास्ति तस्मात् तत्र तत् तस्मिन् प्रवृत्तौ तावत् दुष्कार्यं दृश्यमाणम् अस्ति इत्युक्तौ सः भागः दुष्करः इति तु एतदवगम्यमानमस्ति किन्तु जनाः यदि स्वस्य चित्तं सम्यक् संस्थाप्य तस्मिन् दिशि प्रवृत्ताः भवन्ति अवश्यं तैरपि वेदोक्तकर्माणि यानि सन्ति तेषाम् अनुष्ठानं कर्तुं शक्यते एव यतोहि प्रकृते अपि केचन विद्वांसः ये सन्ति ते स्व स्व नित्यानुष्ठानादिकं अत्यक्त्वा तद्दिशि अनुष्ठानं तैः क्रियमाणं अस्ति सन्ध्यावन्दनं स्यात् अपि च विशेषतया तत्र विशिष्टाद्वैतिनः ये सन्ति अथवा माध्वाः ये सन्ति स्मार्ताः ये सन्ति ते सर्वेपि स्वस्य परम्परायां यदनुष्ठानं आरब्धमस्ति तदनुष्ठानं कुर्वन्तः सन्ति इत्येतत्तु दृश्यते एव तस्मात् तेषां आदर्शं स्वीकृत्य वेदोक्तकर्माणि यानि सन्ति तेषां अनुष्ठानं कर्तुं शक्यते इति चिन्त्यते